प्रतिदिनं महिलाः एतत् कार्यं महिलाः करोति चेत् सम्यक् अस्ति क् एतत् कार्यं महिला न करोति चेत् सम्यक् अस्ति इति भेदभावः समस्याः महिलाः सम्मुखी कुर्वन्ति कुर्वन्ति एतस्मिन् वर्षेषु भारतीयसमाजे महिलानां पात्रं बहु सम्यक् परिवर्तितं ते अपि प् पुरुषाणां सह सम्यक् कार्यं करोति रिक्षाचालने रेल्यानं चालने विमानचालने क्रीडाङ्गणे सर्व क्षेत्रे महिलाः अपि सम्यक् कार्यं कुर्वन्ति भारते शिक्षणविषये महिलानां कृते समानः अवकाशः अस्ति परन्तु कार्यक्षेत्रे अस्ति इति इत्युक्ते अस्ति नो चेत् नास्ति महिलानां कृते अपि सम्यक् समानः अवकाशः अस्ति चेत् सम्यक् अस्ति इति अहं मन्ये एतत् मम विचारः अस्ति धन्यवादः